गतेषु दशकेषु भारते नूतनतायाः उद्भूताः उद्योगप्रकाराः यूट्यूब् ब्लोगिङ्ग् कमेडियन् आदयः प्राचीनकाले केवलं रोजगारप्राप्त्यर्थम् उद्योगप्राप्त्यर्थं वा धनप्राप्त्यर्थं किमपि उद्योगं करणीयं वा नौक्रि करणीयम् इति आसीत् मानसिकता भारतीयानां परम् अधुना तत् किञ्चित् किञ्चित् परिवर्तितम् इति मन्ये यतो हि यूट्यूब् अथवा आभाषीमाध्यमेन अपि वयं सर्वं सर्वस्मिन् जगति यत् यत् प्रचलति तद् ज्ञातुं शक्नुमः तेषाम् उद्योगान् ज्ञातुं शक्नुमः स्वस्य उद्योगान् प्रसारयितुं शक्नुमः इति भारते अधुना जागृतिः जाता इति अहं मन्ये भारतस्य युवकाः अतीव उत्साहिनः तथैव अतीव कलात्मकाः बुद्धिमानिनः च ते स्वस्य निर्वहणार्थं स्वस्य निर्वहणार्थं सर्वे उद्योगाः कुर्वन्ति तत्र च यशस्विनः भवन्ति एव